वृत्तिस्थानेषु बहुधा अस्माभिः कठसाध्यङ्कार्य् कठसाध्यङ्कार्यं प्राप्तम् यदा यदा तादृशः अवसरः भवेत् तदा अन्यानां सहाय्येनैव तदस्माभिः तरितव्यम् केवलं एकेनैव तत् तरितुं दुश्शकं यथा आरामेषु पतितानां वृक्षाणां अन्यत्र स्थापनं भवेत् तदा तदानीम् एकेन कर्तुं दुश्शकं कदाचित् साधनैः परश्वादिभिः तस्य विच्छेदनं कृत्वा कृत्वा एकेन कर्तुं शक्नुयात् परन्तुं बहु समयं गृह्णीयात् सः अतः बहुभिः सुकरं साध्यते अध्ययनावसरे यदा यदा कष्टं प्राप्नुयात् तदा मम आचार्यं वा अन्यं विद्वासं वा पृष्ट्वा अहं मम सन्देहस्य निवारणम् अकरवम् अथवा ग्रन्थान्तरन् दृष्ट्वा एतत् सम्बन्धी विषयाः अन्यत्र यत्र कुत्रापि उक्तो वा अथवा निघण्टु निघण्टुषु विद्यते वा इति परिशील्य तेषां सहाय्येन अपि मम सन्देहानां निवारणं कृतवान् अस्मि